हलो आं नमस्ते

आम् अन्वीपः वदामि

किं जातं पैप् मध्ये किं जातं पैप् कुतः लीक् भवति पैप्

अहम् आगच्छामि पश्यामि का समस्या वर्तते तथा च तस्य परिहारमपि करोमि भवतः गृहं कुत्र वर्तते

आमामाम् अहम् अस्य नगरस्य समीपे एव अस्माकं साप् अस्ति कार्यालयः न वयं स्वयमेव किं किम् अपेक्ष्यते तद् स्वयमेव वयम् आनयामः हा तस्य समस्या नास्ति तदनन्तरं तस्य यदा वयं तस्य कार्यं कुर्मः तदनन्तरं भवान् तस्य मूल्यं दातुं शक्नोति अस्माकम् एकः एकः क्रमिकः आगच्छति तस्य यदि एकघण्टां प्रति आगच्छति चेत् तर्हि वनं एकसहस्रं रूप्यकाणि भवन्ति हा न्यूनं तर् न्यूनं कर्तुं शक् शक्यते यदा वयं तत्रागत्य पश्यामः किं वर्तते समस्या आम् न न समस्या नास्ति किमपि समस्या नास्ति वयम् आगच्छामः भवतः समस्यायाः परिहारं कुर्मः आं शीघ्रमेव एकम् एकं क्रमिकं प्रेषयामि यावत्पर्यन्तं वयं नागच्छामः तावत्पर्यन्तं तत्र मेन् भवति खलु यतः जलं निस्सरति वाल् मेन् वाल् भवति ततः तं स्टोप् करोतु तत् बन्द् करोतु आम् आं वयम् आगच्छामः सर् समस्या नास्ति आम् आम् स्वागतं